हरिः ओम् हा इदानीम् अत्र अस्म एक टूर् प्रोग्रां चिन्तितम् अस्ति अस्माकम् एकः गणः अस्ति प्रायशः पञ्चदशजनानाम् एकः एकः बिस्नेस् टूर् एव फ़ेमिली फेमिली टूर् एव फेमिलिजनाः मिलित्वा इत्युक्ते पञ्चदश इत्युक्ते दशजनाः पञ्चबालकाः बालिकाः मिलित्वा पञ्चादशजनाः तेषाम् एका यात्रा अत्र अस्माकं कम्पेनीद्वारा चिन्तितमस्ति तदर्थम् इतः इदानीं चेन्नै तः कन्याकुमारी इतः चेन्नैतः मधुरै पुनः मधुरै तः हा हा इतः प्रथमं चन्नै टु रामेश्वरं रामेश्वरं टु मधुरै मधुरै टु कन्याकुमारी पुनः कन्याकुमरीतः रेल्यानेन चन्नै आगमनम् इति चिन्तितमस्ति इदानीम् इत्युक्ते इतः रामेश्वरं रेल्यानेन अनन्तरं कन्याकुमारीतः पुनः चन्नै आगमनम् अपि रेल्यानेन तर्हि रामेश्वरं रामेश्वर तः अस्माभिः रामेश्वरं टु मधुरै मधुरै टु कन्याकुमारी गमनं तत्रत्य वासववस्था भोजनम् इत्यादि विषये किमपि तारीफ़् अस्ति चेद् किञ्चिद् वक्तुं शक्यते वा आम् इदानीं डिसेंबर् मासे विरामकालः अस्मिन् दिने दिनचतुष्टयं यात्रा इति अस्ति डिसेम्बर् डिसेम्बर् एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चर्तुविंशतिः हा विं विंशद् विंशद् रात्रो चेन्नै तः प्रस्थानं ये ए सि ये ए सि ए सि पञ्चदशजनानां कृते ए सि

आम् प्रायशः पञ्चदश हा पञ्चदशजनाः उपवेष्टुं शक्नुवन्ति इत्युक्ते अष्टादशजनानां गमनार्थं चेदपि चिन्ता नस्ति पञ्चदशजना जनैः गन्तव्यमस्ति हा वित् वि वित् लगेज् वित् वित् लगेज् रामेश्वरे एकदिनं पूर्णम् कुतः ततः रात्रौ प्रस्थानम् मधुरै एकदिनपूर्णम् पुनः ततः हा हा मधुरै मध्ये वासार्थं व्यवस्था आवश्यकं आं प्रति एकदिनं विश्रान्ति अनन्तरं कन्याकुमारीगमनं बेड् एकस्मिन् प्रकोष्ठे बेड्त्रयं चेत् चिन्ता नास्ति आम् आम् आम् आं समीचीनम् तद् समीचीनं चिन्ता नास्ति मीनाक्षीमन्दिरस्य समीपे कुत्रापि मिलति चेत् सम्यक् भवति

संम्मर्दकालः तस्मिन् समये

एवमेव कन्याकुमार्यां विवेकानन्दकेन्द्रम् अस्ति विवेकानन्दकेन्द्रे एव रूं मिलति चेत् सम्यक् यदि विवेकानन्दकेन्द्रे न मिलति चेद् समीपे कुत्रापि प्राप्तव्यं कन्याकुमार्याम् एव बो बो भोजनव्यवस्था कथं वेजिटेबल् वेजिटेबल् एव भवितव्यम् यत्र वासः अस्ति तत्र प्रकोष्ठं प्रति आनीय दातुं शक्यते वा

मम दूरवाणीसङ्ख्यां स्थापयतु दिनत्रयानन्तरम् अहं पुनः दूरवणीं करोमि तदा अड्वान्स् धनमपि अहं ददामि रे रेल् हा रेल् रेल्यान शीडिका वयं स्वयं स्वीकुर्मः अस्तु मया सह ये कार्यं कुर्वन्ति तैः सह किञ्चित् चर्चां कृत्वा शीघ्रातिशीघ्रम् अहं फ़ो अस्तु अस्तु अस्तु अस्तु धन्यवादः